मम जन्म ग्रामे गृहस्य समीपे एकः भर्जी शकटः अस्ति नाम तस्य एकः महोदयः भर्जीः पचति प्रतिदिनम् तत्र अनेकविधाः भर्ज्यः लभ्यन्ते मरीचभर्जी वृन्ताकभर्जी रक्तफलभर्जी पलाण्डुभर्जी आलुकभर्जी कदलीशलाटुभर्जी इति षड्विधाः भर्ज्यः लभ्यन्ते मह्यं व्रुन्ताकभर्जी अतीव रोचते यदा कदाचित् मासे एकवारं वा तत्र गत्वा भर्जीं क्रीत्वा खादामि स्म पूर्वम् अधुनापि अहं मम स्वग्रामं गच्छामि चेत् तत्र ग गत्वा भर्जीं क्रीणामि मम पुत्रमपि खादयामि वृन्ताकभर्जी अतीव रुचिका रुचिकरी भवति मूल्यचर्चां करोमि परन्तु अनन्तरं दास्यामि इति कदापि न उक्तवती न वदामि च तस्य कृते अपि धनम् अवश्यकं खलु सर्वे अनन्तरं दास्यामि इति वदन्ति चेत् सः कथं चालयति तत् भर्जी शकटम् अतः कदापि न उक्तवती तत्क्षणे एव अहं धनं दत्वा एव गृहं प्रति आनीय वृन्ताकभर्जीः अहं खादामि